मम प्रदेशः उडुपिक्षेत्रं ऐतिहासिक क्षेत्रं पुराणप्रसिद्धक्षेत्रमपि विद्यते यतः अत्र अतिप्राचीनः चन्द्रमौळीश्वरदेवालयः विद्यते तत्र एका कथा श्रूयते चन्द्रः सु परशिवम् आराध्य तपश्चकार इति तेन सन्तुष्टः भगवान् शिवः तस्मै चन्द्राय वरमपि दत्तवान् इति अतः अत्र शिवः चन्द्रमौळीश्वररूपेण लिङ्गरुपेण अत्र आराध्यते चन्द्रस्य अपरं नाम उडुपः इति उडूणां पतिः नक्षत्राणां पतिः इति उडुपः चन्द्रः अत्र तपः कृतवान् अस्मिन् क्षेत्रे इति हेतोः अस्य क्षेत्रस्य उडुपि इति नाम प्रसिद्धम् इति अत्रत्याः ज्येष्ठजनाः वृद्धाः अपि एतां कथाम् अस्मान् श्रावयन्ति